पाकशालायां शौचालये अपि कीटानां तेलपस्य इति निवारणं करणीयम् इत्युक्ते तत्र शुचित्र्यं करणीयं भवति यदि प्रदेशः सुचि शुचिः भवति चेत् एतेषां कीटानां तेलपस्य वा तत्र तत्र ते नागच्छन्ति परन्तु इतोपि तत्र शुचि कुर्मः चेदपि यदि आगच्छति चेत् इदानीम् औषधं औषधानि मिलन्ति तत् तत्र औषधं तत्र स्थापनं स्थापनीयं भवति परन्तु जागरूकतया एतत् कार्यं करणीयं भवति तत्र पाकशालायान्तु अत्र अन्नम् इत्यादिकं भवति अतः तत्र औषधम् इत्यादिकं स्थापनसमये बहुजागरूकतया वयं तत्र स्थापयामः तदा निवारणं भवितुम् अर्हन्ति